एतस्य एतस्याः घट्याः मूल्यं बहु अधिकमस्ति तेन मूल्येन तु अहम् अन्यमेव दूरवाणीमपि स्वीकर्तुं शक्नोमि अतः तथैव एतस्यां घट्यां बहवः विषयाः सन्ति ये मम उपयोगाय एव न न भवन्ति किञ्चित् उपयोगाय सन्ति बहु उपयोगाय न सन्ति तथा एतानि सर्वाणि कार्याणि कर्तुं बेटरी इत्यस्य उपयोगं बहु करोति अतः एतेन कारणेन एव दिनद्वये एव कदाचित् प्रतिदिनमपि रीचार्ज् करणीयं भवति प्राचीनाः घट्याः तु वर्षाणि यावत् चलन्ति स्म परन्तु एतादृश्याः घट्याः तु एकसप्ताहमपि न चलन्ति